अस्तु उडुपितः मङ्गळूर् गन्तुम् एकश एकसहस्र रूप्यकाणि अवश्याकानि महाभागाः इदानीं रात्रिः खलु रात्रौ आवश्यकमेव महाभागाः दिवा वाहनचालनं बहु सुलभं किन्तु रात्रौ बहु क्लष्ट क्लिष्टकरः अतः आवश्यमेव तत् न भवति महाभागाः किमर्थम् इत्युक्ते अद्यतनदिने तैलस्य मौल्यमपि अधिकम् अभवत् तथा मम वाहनस्य सर्वीस् चार्ज् अपि महत् अधिकम् अभवत् तद् तद् कारणात् एकसहस्र रूप्यकाणि अवश्यानि देयानि अहं पूर्वमेव उक्तवान् खलु एकसहस्र रूप्यकाणि देयम् भवान् देयाः अहं भवान् मङ्गलूरुनगरं प्रति भवन्तः अद्य गच्छामि इति हा भवान् असत्यं मा वद किमर्थम् इत्युक्ते अस्माकं सङ्घे एव निर्णीतम् मङ्गळूर्तः उडुपि पर्यन्तं ततः उडुपितः मङ्गळूर् पर्यन्तं नवशत रूप्यकाणि अद्य इतः रात्रि खलु तत् तत्कारणात् अहम् एकसहस्रम् इत्युक्तं को तत् चालका भवन्तः अष्टाशत अष्टशत रूप्यकाणि स तत्र भवान् गतवान् तथा न कुर्वन्तु महाभागाः तथा न कुर्वन्तु किमर्थम् इत्युक्ते अहं मम उदर उदरपोषणार्थं मम कुटुम्बस्य उदरपोष्णार्थम् एतत् वृ कर्मं करोमि तथा न कुर्वन्तु हा अस्तु भो महाभागाः भवान् नवशत रूप्यकाणि एव ददातु अहं मङ्गळूरु प्रतिं गच्छामि अस्तु महाभाग अत्र आगच्छतु इदानी इत्र अत्र मम वाहनमस्ति तन्मध्ये उपविश्य वयं तत्र गच्छामः